मया श्रोतुम् अत्यन्तम् इष्यमाणाणि गीताणि बहवः सन्त्यपि अहं मम द्राविड लेङ्ग्वेज् मध्ये नाम तमिळ् भाषायाम् अत्यन्तं मनोरमं गीतं भवति वेन्मेगं पेन्नागौरुवाणदो इण्णेरं येणेपात् विळयाड्दो उण्णाले पळन्याबगम् एन्मुण्णे वंदाड्दे यन्ने वंदाड्दे मञ्जल् वेयिल्नी मिण्णलोलिनी उण्णै कण्डवोडन् कण्कालङ्ग निक्कवैकुन्ति कण्णैयेन्नडि उन्मैसोल्लडि वोरु पुण्णगयिल् पेण्णिनमे कोवपट्टदेन्नाडि देवदैवारद् वीडिलै कोविल् कड उळिन् काल् तडं पार्किरेण् ओण्ड्रा इरण्डाय् उन्नारगै पाड कण्णोडि वोरुवोरं नान्सायिरेण् इति गीतम् अत्यन्तं मनोरमं भवति तमिळ् भाषायाम् इत्यादिक म कुतः एतत् साङ्ग् अहम् अतीव इष्टं भवति इत्युक्ते तत्र रागसहितं सङ्गीतं भवति एतत् सङ्गीतम् अतः स्वरः लय अनुसारमेव अत्यन्तं कार्यं करणीयम् इति शास्त्रे उक्तकारणेन अहम् एतत् सङ्गीतम् अतीव इष्टतमं भवति अनन्तरं संस्कृतभाषायामपि बहवः सङ्गीतानि अहम् इष्टं भवत्यपि परन्तु एतत् सङ्गीतम् अहम् इष्टतमं भवति